भारते बालिकानां शिक्षायाः कृते प्रोत्साहनार्थम् अनेकाः योजनाः प्रचलन्ति सामान्यतया तु एतदस्ति द्विच् द्विचक्रिकाप्रदानं पुनः लेप्टाप् इत्यादिकमपि द्रीय दीयते पुनः तेषां कृते आर्थिकव्यवस्था अपि क्रियते शिक्षा अपि निश्शुल्कं भवति एव एतादृशाः याः योजनाः सन्ति ताः अवश्यमेव कार्यं कुर्वन्ति यतोहि एतादृशयोजनानां माध्यमेन बालिकाः प्रोत्साहनं प्राप्नुवन्ति पुनः यथा लेप्टाप् दीयते तदा शिक्षायाः कृते ते सौविध्यं प्राप्नुवन्ति यदा द्विचक्रिका इत्यादिकं दीयते तदा यथा यदा विद्यालयः दूरे भवति तदा ते सौविध्येन तत्र गन्तुम् अर्हन्ति अन्यत् आर्थिकव्यवस्था यथा यदा क्रियते तेषां कृते निश्शुल्कशिक्षायाः व्यवस्था यथा यदा भवति तदा येषां ये अभिभावकाः ये या ये सन्ति ते तेषां कृते ये न पाठयन्ति पुनः वित्तस्य अभावे तेऽपि छात् बालिकानां कृते अध्याय् अध्यापनम् अध्यापनस्य कार्यं कुर्वन्ति एव